मम स्वप्रदेशे विशेषतया राजस्य अन्ते भवति इत्यतः उत्तमशिक्षणव्यवस्था नास्ति तदर्थं सर्वकार्य उद्योगे प्रवेष्टुं कष्टम् अनुभवन्ति अन्यत्र आजीवीकायाः उपरि इत्युक्ते कृषि कृषिकार्यं कुर्वन्ति अथवा व्यापारकार्यं कुर्वन्ति तत्र परम्परारित्या आगताः व्यापारकार्यमेव कार्यमव जनाः कुर्वन्ति पिता यत् कृतवान् तदेव पुत्रः कार्यं करोति तादृशम् एव मम स्वप्रदेशे विशेषतया अहं पश्यन् भवामि